ह हरिः ओं महोदय कुशलम्

अस्माकं विद्यालये अद्य परीक्षा श्वः परीक्षा प्रचलिष्यति अतः काश्चन सूचनाः अहं दास्यामि परीक्षाः बहु स्ट्रिक्ट् मेन्टेन् करणीयं भवान् गृहतः किञ्चित् परीक्षायाः पूर्वम् अर्धघण्टापूर्वम् आगच्छेयुः कदा आगच्छति अस्तु पूर्वमेव परीक्षायाः पूर्वमेव तद् इन्विजिलेटर् कानि कानि पत्राणि सन्ति तानि सर्वाणि स्वीकरणीयानि अस्तु तद् परीक्षा घण्टाद्वयं भविष्यति हा परीक्षायाः प्रारम्भः विष्यति चेत् सर्वचात्राणां चेकप् कृत्वा काफ़ि कीपी वदति किमपि न कुर्यात् आं तत् क्रमशः उ उपविश्य तद् हस्ताङ्कनमपि स्वीकरणीयं पत्रस्य उपरि सूचनाः अपि ब भवन्ति ताः अपि अनुसरणीयाः परस्परचात्राणां मध्ये परस्परसम्भाषणं न करणीयं तत्र किमपि भवति चेत् तद् वीडियो अपि भविष्यति अतः तत्र दूरतः मुख्याधिकारिणः अपि पश्यन्ति य यदा कदापि इन्विजिलेटर् कार्यं कृतवानस्ति वा पूर्वम् आं जलस्य जलव्यवस्था जलस्य व्यवस्था भविष्यति कर्मकराः आगमिष्यन्ति भवतः सहायर्थम् अन्ये अन्ये मेलाधिकारिणः अपि भवन्ति आं भवतः दायित्वं प्रकोष्ठस्य दायित्वं छात्राः कथं लिखन्ति परस्परसम्भाषणं न करणीयम् आम् आम् अग्रे किमपि नास्ति तदेव कापि समस्या भवति चेत् भवतः पार्श्वे यः कोऽपि अस्ति चेत् तेषां सहायं स्वीकरणीयम् आम् अस्माकं परीक्षा सेण्टर् जानाति वा जानाति वा आं मम कुत्र अस्ति वदतु अस्माकं महाविद्यालयस्य सङ्केतं जानाति वा भवान् आं शोलापुर् मुख्यमार्गे अस्ति आम् अस्तु धन्यवादः